मम मम अहमेक शाटिकाम् अहम् एकां शाटिकां क्रीतवती तद् बहु सम्यक् एव नास्ति आन्लैन् मध्ये बहु स वर्णः बहु सम्यक् आसीत् इदानीं गृहम् आगत्य तद् ओपन् करोमि तद् तावद् तादृशमेव न आसीद् वर्णः अपि किञ्चित् न्यूनम् न्यूनमेव आसीद् तद् प्रक्षालनं कृतवती तद् सम्यक् एव नासीद् तद् वर्णः अपि गतम् आ तादृशमस्ति इतोऽपि एकवारं धर्तुमेव न शक्यते तादृश्मस्ति शाटिका कोऽपि कृपया कोऽपि न क्रीणन्तु इति एव मम